तत्र एवं पृष्टं केचन सामाजिकमाध्यमलेखकाः अथवा छायाचित्रकाराः के सन्ति याम् अनुसरस्मि यान् अनुसरसि त्वम् इति पृष्टम् तत्र छायाचित्रकाराः तम् अधिकृत्य किञ्चित् उच्यते छायाचित्रकाराः तमिल्भाषायां वर्तन्ते सूर्य विजय् तेषां छायाचित्रकाराः मया अनुसर्यते तत्र सूर्य वर्तते किल सः सामाजिकसेवायाम् अत्यन्त आसक्तः नाम या दरिद्राः वर्तन्ते तेषां अध्ययनार्थं निधिसाहाय्यं तेन क्रियते तस्मात् सूर्य मया अनुस्रियते